चिन्तनप्रचोदकं पुस्तकं मया पठितं वर्तते तेषु पुस्तकेषु प्रधानं पुस्तकं भवति गीता अस्मिन् गीताशास्त्रे मानवजीवनस्य विषये महती चर्चा कृता वर्तते अथ च मानवैः कथं कार्यं करणीयं

कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्मकर्तुम् अर्हसि अहम् एकस्मिन् पुस्तकवाचनसमूहेपि सदस्यरूपेण वर्ते इति मे सौभाग्यं